जीवनस्य लक्ष्यं प्राप्तिः एव महत् उद्देशं भवति परन्तु तद् प्राप्त्यर्थं बहुकष्टम् अनुभूयते सर्वेषां कृते एव तथैव भवति मम अपि तथैव अस्ति परन्तु तदेव जीवनलक्ष्यं प्राप्त्यर्थं बहुकार्यं करणीयं बहुकष्टेन तदेव लक्ष्यं प्राप्त्य करणीयम् इति परन्तु लक्ष्यप्राप्तिः निमित्तं जीवने बहुत्यागः अपि करणीयः अहं तु शिक्षा समुचितशिक्षाप्राप्त्यर्थं बहुकष्टं कृतं समुचितशिक्षा अस्माकं प्रान्ते सम्यक् रूपेन न प्राप्तं तदर्थम् अहं प्रान्तं त्यक्त्वा गृहं त्यक्त्वा बहिः आगतं समुचितशिक्षाप्राप्त्यर्थं एवं बहिः आगत्य बहुकष्टेन अहं समुचितशिक्षा प्राप्तं एवं समुचितशिक्षा प्राप्य अहं समाजे स्थितजनानां समुचितशिक्षा अपि अहं दातुं शक्नोमि अधुना तदर्थं मम मनसि सन्तोषः जायते